हा महोदय आमां महोदय आम् अहम् एलेक्ट्रिशन् एव वदन्तु किमपि अहं भवतः गृहे वदन्तु महोदय मम आपणं तु उत्तममस्ति महोदय सम्यक् प्रचलति हा एवं वा महोदय अहं निश्चयेन तत्र आगच्छामि चिन्ता मास्तु तस्मिन् विषये इत्युक्ते परिकराः सन्ति वा इत्युक्ते वयर्स् सन्ति वा अनन्तरं तद् तत् तेषां कृते तत् समस्या अस्ति वा किल तदर्थम् तत्र द्रष्टव्यं कथं एतत् पूर्वं ये कार्यं कृतवन्तः तत्र तत्र सम्यक्तया कृतवन्तः वा न वा इति द्रष्टव्यं तत्र वदन्तु महोदय आम् आम् आम् आं तत्र हा

हा तदेव इत्युक्ते अधिकम् अल्पम् अत्र वयर्स् अपि तत्र दोषः वर्तते वयर्स् भवन्ति किल तत्र उत्तम कम्पनी वयर्स् स्वीकृतवान् वा नो चेत् साधारणं वयर्स् उपयोगं कृतवान् वा यदि वयर्स् सम्यक् सन्ति चेत् उत्तमम् एकवारं तत्र परीक्षां करणीयम् अस्माभिः तदर्थं किञ्चित् अहं तत्र आगत्य किञ्चित् प्र तत्र तत्र द्रष्टव्यं भवति इतोपि समस्याः वदन्तु महोदय अहं तु श्वः परश्वः आग आग आगमिष्यामि वा अहम् हा परश्वः अहं निश्चयेन आगमिष्यामि हा निश्चयेन आगमिष्यामि इतोपि किमपि किमपि समस्याः सन्ति वा तदेव वा

हा

हा आ हा हा एवं वा हा तदपि अहं द्रष्टव्यं तत्र आगत्य द्रष्टव्यं चिन् नि निश्चयेन अहं परश्वः आगमिष्यामि इतोपि महोदय आ हा हा द्रष्टव्यं तत्र मैन्मध्ये द्रष्टव्यम् अनन्तरं स्तम्भात् वयर् आगच्छति किल तदपि किञ्चित् किमपि कार्बन् इति वदन्ति तत्रापि किमपि भवत् अस्ति वा यदि कार्बन् अस्ति चेत् अपि एवं भवितुमर्हति तदर्थम् एकवारं स्तं यत् यतः विद्युत् आगच्छति ततः इत्युक्ते मेन् भवति किल स्त स्तम्भः तत्र तत्र द्रष्टव्यं भवति एकवारम् एकवारं निष्कास्य पुनः तत्र स्थापनीयं भवति तदर्थं तत्र तत्र द्रष्टव्यं निश्चयेन आगमिष्यामि तत्र अतः अतः अनन्तरं मैन्मध्ये अपि द्रष्टव्यं चिन्ता मास्तु अहम् आगमिष्यामि इतोपि महोदय हा अस्तु धन्यवादः हा आम् आं सत्यं सत्यम् आम् आगमिष्यामि निश्चयेन आगमिष्यामि अस्तु महोदय धन्यवादाः